उद्यानकार्यं सस्यवर्धनम् अभिरुचि अभिरुचिरूपेण मम बाल्यकाले एव आरब्धम् तत्र मम समादरणीःय पिता एव तत्र आदर्शभूतस् आदर्शभूतः मम पिता उक्तवान् यत् भवान् उद्यानमपि पश्यतु भवान् ते यत्र कुत्रापि अगच्छन् तदा ततः पादपानि पादपान् क्रीत्वा आनीतवन्तः अहं तैः सह अगच्छम् यत्र पादपानां विक्रयणं भवति तत्र तदा ततः बहुविधपादपान् स्कीकृत्य आगतवान् मम गृहे स्थापितवान् आरोपितवान् अस्माकं कृषिक्षेत्रमपि अस्ति कृषिक्षेत्रेषु गत्वा तत्र पु पादपानाम् आरोपणम् उद्यानं यथा भवति पर्यावरणसंरक्षणं यथा भवति पर्यावरणसम्वर्धनं भवति पर्यावरणदिवसः यदा भवति तदा बहुविधकार्यक्रमेषु बहुविध तथा दिवसेषु ते तादृशं कार्यं आचरन्ति स्म तदा मम अभिरुच्युत्पादनम् अभवत्